ह नमस्ते ड्रैविङ्ग् स्कूल् एव मम नामधेयम एस् रञ्जित् इति ह अ

ह ह ह ह सत्यम् परन्तु मम सः किञ्चित् कार्यमस्ति तदर्थम् अहं न आगच्छामि श्वः पुनः आगच्छामि हा अत्र ड्रैविङ्ग् क्लास् मध्ये किञ्चित् अत्यधिकं क्लासस् आवश्यकं यच्छन्ति वा इति

ह ह

ह सत्यं पूर्वं प्रातः एव क्लास् अभवत् श्वः सायम् आवश्यकम् इति

ह

ह हा

धनं कति इति फ़ुल् पे

हा अस्तु हा अस्तु ड्रैविङ्ग् लैसेन्स् अपि करोति वा

ह अस्तु ह हा

कुत्र

हा अस्तु हा अस्तु धन्यवादः